अहं प्रथमवारम् एकं स्पीकर् आर्डर् कृतवान् आसम् तद् मध्ये सम्यक् शब्दमागच्छति स्म बहु उत्तमं प्रोडक्ट् तद् अहम् आमे अमेज़न् द्वारा तद् आनीतवान् आसम् उत्तमं प्रोडक्ट् बहु समीचीनतया तस्य उपयोगः अभवत् तद् बुक्किङ्ग् कृतं केश् ओन् डेलिवरि कृत्वा यत् प्रोडक्ट् प्रोडक्ट् आगतं तद् आगनम् आगमनोत्तरम् अनन्तरमेव धनं दत्वा इत्यतः कारणेन आवस्तु मम कृते प्राप्तुं बहु समीचीनम् आसीत्